बहु पुरातनेभ्यः वर्षेभ्यः भारते युद्धकलाः अतीवविस्तरिताः सन्ति यथा रामयणकालेषु महाभारतकालेषु च युद्धकलाः प्रबलाः आसन्

सरयुद्धं व्यूहयुद्धं नीयुद्धं गदायुद्धं बहू बहुनाम् अस्त्राणां प्रयोगेन युद्धकलानां विस्तारः तत्र तत्रत्यकाले जाता एवं व्यूहरचनासु यथा चक्रव्यूह सेनव्यूह शूलव्यूह सर्पव्यूह इत्यादि व्यूहाः सन्ति ते व्यूहाः युद्धकलया एव उद्धिष्ठाः भवन्ति एवं भारते युद्धकला सांस्कृतिकं महत्वामपि भजते यथा केरळप्रदेशस्य कळारिपयटु गुरुपरम्पराया एव ट् प्रमुखं कारणं भवति तत्र कळारिपयटुप्रदर्शनसमये शिष्यः आदौ स्वगुरुं प्रणम्य तन्निकटे किञ्चित् इष्टं समर्प्य तं युद्धं प्रदर्शयति युद्धकलया देशे सहभावना गुरुपरम्परा च वर्धते अतः युद्धकला ऐतिहासिकं सांस्कृतिकं च महत्वं वर्धते अतः युद्धकलाः शिक्षणीयाः